ग्राम्यक्षेत्रेषु सर्वकारीयव्यवस्थायाः अत्र अभावः कः कः इति प्रायः इदानीम् सेवाशब्दस्य अर्थः एव न कथं धनस्य सङ्ग्रहः करणीयः इति जनाः चिन्तयन्ति येन केनापि प्रकारेण धनस्य सङ्ग्रहः करणीयः इति राजकीयपक्षतः तत्र गत्वा कथं धनस्य सङ्ग्रहः करणीयः इति चिन्तयन्तः भवन्ति जनाः पूर्वं तु देशसेवा स्वतन् स्वातन्त्र्यात् पूर्वं देशसेवा इति भावना आसीत् इदानीं तथा न तथापि केचन उत्तमाः जनाः कार्यं कुर्वन्तः सन्ति विशेषतः ग्रामे पर्यावरणविषये जनाः चिन्तयन्ति चेत् अनन्तरं यथा गान्धी महोदयः उक्तवान् ग्रामाः स्वायत्ताः भवेयुः ग्रामेषु उत्तम गवां संरक्षणेन नैसर्गिकम् वस्तूनाम् उत्पादनेन अर्थात् रासायनिक वस्तुविमुक्तानि फलानि भोज्यपदार्थानि यदि रूपयेयुः जनानाम् उपयोगाय भवन्ति परन्तु इदानीं ग्रामेषु अपि तेषाम् उपयोगेन अर्थात् रासायनिकवस्तूनाम् उपयोगेन हानिः जायमानाः अस्ति अतः जनाः तत्र रोगपीडिताः भवन्ति इदानीम् स्वल्पे समये अधिकधनस्य सम्पादनं कथम् इति जनाः चिन्तयन्ति अतः तत्र अपराधः भवति क्षणिकं सुखाय धनसम्पादनम् कर्तुम् अपराधं कुर्वन्ति जनाः यदि यदा अपराधः क्रियते तदा सामाजिकी अशान्तिः नैसर्गिकरूपेण सम्भवति अतः तृप्तिः न भवति यदि तृप्तिः न भवति जनाः अपराधं कुर्वन्ति मनुष्यस्य आशा भवेत् इच्छा भवेत् किमपि साधनीयमिति परन्तु दुराषा न भवेत् इदानीन्तन समये वयं जनानां मनसि दुराशां पश्यामः दुरा दुराशां दृष्ट्वा अथवा दुराशीयजनाः अपराधं कुर्वन्ति कलहः कुर्वन्ति अतः तत् मास्तु इति वक्तुम् इच्छा राजकीय नैतिकसमस्यानां एतत् कारणं भवति